मम प्रियपत्रिका अस्ति संस्कृतचन्दमाम मम बाल्यकाले अहं चन्दमामां पठामि स्म तेन भाषायाः उपरि मम रुचिः जाता अनन्तरं अहं भाषा अध्यापिका अपि अभवम् अनन्तरानन्तरकाले तेन कारणेन एव अहं भाषां पाठयन्ती अपि अस्मि बालां एवं नाम मम बहु लाभः जातः वृत्ता पत्राणां विषये इत्युक्ते वार्ता पत्रिकाः जागृति इति पत्रिका अस्ति त तादृशम् अहं पठामि तत्र अस्माकं देशसम्बन्धि विषयाः नाम मम मनसि अहं यद्यत् चिन्तयामि तादृशः विषयैः नाम देशसम्बन्ध विषयैः तत्र भवति अहं समाजसेवां बहु इच्छामि अत्र तादृश कार्ये अहं सर्वदा मग्ना भवितुम् इच्छामि यावत् शक्यं अन्तर्जालीया पुटेषु अहं व्योमा ल्याब्स् व्योमा पाटशाला इति अस्ति तस्य उपयोगम् अहं बहु करोमि तत्र ताः संस्कृतप्रचारार्थं यत् स्वीकृत्य कुर्वन्तः सन्ति तत् इतोपि इच्छामि तत्र अहं प्रतिदिनं किञ्चित् वा पश्यामि नूतनं नूतनं किं चिन्तयन्ति इति पश्यामि बहु पाठान् श्रुणोमि बहुभ्यः वदामि तत्र कार्यं चलति निरन्तरं चलति संस्कृतकार्यं एवं चलति पश्यन्तु इति अहं तत्र वदामि मया बहु रोचते